तत्र अस्माकं भारतीयः संस्कृतौ आस्तिक नास्तिकदर्शनानि इति द्विधा उपलभ्यन्ते तत्र आस्तिकदर्शनानि षड् भवन्ति नास्तिकदर्शनानि त्रीणि भवन्ति अस्ति मतिः यस्य सः आस्तिकः नास्ति मतिः यस्य सः नास्तिकः आस्तिकदर्शनेषु तत्र षड्दर्शनानि भवन्ति योगदर्शनं साङ्ख्यदर्शनं मीमांसादर्शनं वैशेषिकदर्शनं न्यायदर्शनं वेदान्तदर्शनञ्च नास्तिकदर्शनेषु बौद्धदर्शनं जैनदर्शनं चार्वाकदर्शनम् इति त्रीणि दर्शनानि तत्र भवन्ति आस्तिकनास्तिकौ इति इत्युक्ते तत्र यः ईश्वरं मन्यते ईश्वरः अस्ति इति यः मन्यते सः आस्तिकदर्शनम् ईश्वरः नास्ति यथा चार्वाकः वदति राजा एव ईश्वरः इति वदति इत्युक्ते सः ईश्वरं न मनुते नास्तिकदर्शनमिति यः ईश्वरं न मनुते ते एव नास्तिकाः नास्तिकाः इत्युच्यन्ते ये ईश्वरं मन्यन्ते ईश्वरानुसारम् ईश्वरं यः मनुते सः आस्तिकदर्शनम् इत्युच्यते एतदेव भेदः अयमेव तत्र भेदः भवति आस्तिकनास्तिकदर्शनयोः यः ईश्वरः अस्ति इति मनुते ईश्वरः नास्तीति वदति ते सः नास्तिकः अस्तीति यः वा वदति सः आस्तिकः तत्र आस्तिकदर्शनानि षड् भवन्ति नास्तिकदर्शनानि त्रीणि भवन्ति